मे मते अत्र उत्तरं तु द्वेधा वर्तते एकस्तावत् येषां कलाकाराणां तान्त्रिकपरिचयः वर्तते नाम येषां तत्र दूरवाणी वर्तते सङ्गणकं वर्तते तत् कथम् उपयोक्तव्यम् इति ज्ञायते तेषां कृते कथं तत्र साहायतां पुष्टिं च कर्तुं शक्यते इति एकधा उत्तरं तदादौ उत्तरं ददामि तत्र अधुना तु बहवः अन्तर्जालमाध्यमेन स्वीय तत्र अन्तर्जालं निर्माय तत्र स्व तत्र कलाभिः निर्मिताः निर्मितान् पदार्थान् तत्र प्रकटयन्ति तच्च विक्रीणन्ति एषः मार्गः अतीवसुकरः वर्तते पुनश्च तत्र प्रभावशाली अपि वर्तते समेपि विश्वे स्थितानां जनाः द्रष्टुं शक्नुवन्ति क्रेतुं च शक्नुवन्ति पुनश्च अन्तर्जालमाध्यमेनैव एतेषां पदार्थानां प्रमोशन् अपि कर्तुं शक्यते तत्र अड्वर्टैस्मेण्ट् इति यत् कथ्यते तदपि कर्तुं शक्यते अधुना तु बहवः तत्र यूट्यूब् मध्ये इन्स्टाग्राम् मध्ये एतादृश सोषियल्मीड्या वेदिकासु स्वीयपदार्थान् तत्र प्रकटयन्ति प्रदर्शयन्ति प्लस् तेषां विषये च कथयन्ति एवं तत्र कत् तत्र कर्तुं शक्यते तत्र द्वितीयप्रकाराः जनाः अपि सन्ति येषां एतादृशतान्त्रिक पदार्थाः नोपलब्धाः तेषां कृते तत्र सर्वकारीय साहाय्यतां स साहाय्यता करणीया सर्वकारीयजनाः आगत्य केषु केषु स्थलेषु कीदृशाः कलाकाराः सन्ति इति सम्यक् तत्र निर्दिश्य तत्र तत्र वर्तमानानां जनानां कृते किं सौखर्यं भवेत् इति दृष्ट्वा तेभ्यः पदार्थक्रयणं वा वा तेभ्यः धनसाहाय्यतां वा वा तेभ्यः तत्र पदार्थनिर्माणे तत्र यानि यानि द्रव्याणि अपेक्षितानि तेषां दानं वा करणीयं भवति